करकुशलवस्तूनां प्रयोगः तु कृतः वर्तते तस्य विषये अह अहमधुना वदामि मया चलनचित्रेषु न कृतं वस्तुब वस्तुप्रदर्शिनी इति भवति तत्र तु कृतं वर्तते स्वे स्वेदकादिकं कसूति इत्यादिकं क्राफ्ट् इत्यादिकं कृतं वर्तते तस्य कृते अहं वस्तूनि आनीय कृत्वा समयं समयः तस्य कृते समयं दत्वा वस्तूनां उपयोगः उपयोगं कृत्वा एवं प्रदर्शिन्यां स्थापितव स्थापितवती अस्मि एवं करकुशलवस्तूनां उपयोगः अपि समीचीनतया कृतं वर्तते कुत् मया बेङ्गलूरुनगरे अपि प्रदर्शिनी संस्थापिता वर्तते अनन्तरं अहं गु गुरुकुले अपि एकवारं प्रदर्शिनी आयोजिता व आयोजिता आसीत् तत्रापि अहं करकुशलस्य वस्तूनां प्रदर्शनं कृतवती एवं मम अहं वस्तूनाम् उपयोगः एवं कृतवती